आस्तिकनास्तिकदर्शनानां भेदस्तावत् कः इति पृष्टे अस्ति इति यः वदति सः आस्तिकः नास्ति इति यः वदति सः नास्तिकः अस्ति नाम किम् जीवस्य नित्यत्वमस्ति वा इति पृष्टे अस्ति शरीरे जर्जरीभूते शरीरे निपतिते जीवः तदापि तिष्ठति आत्मा नित्यवस्तुः इति यः विश्वसिति सः आस्तिकः कथ्यते सः आस्तिकः इति कथ्यते नास्तिकः तस्य तत्र विश्वासः नास्ति शरीरे निपतिते सर्वं नष्टं भवति तदनन्तरं किमपि नास्ति जीवः इति पृथक्तया नास्ति देहात्मबुद्धिवन्तः ये सन्ति ते नास्तिकाः ते अयमात्मा पृथक् नित्यम् इति ये वदन्ति ते आस्तिकाः आत्मा इति पृथक्तया नास्ति देहात्म ऐक्यबुद्धिः ते तेषामस्ति येषाम् अस्ति ते नास्तिकाः इति वयं वक्तुं शक्नुमः अस्ति नास्ति इति प्रधानभेदः एव अनीश्वरवादिनः अपि भवितुमर्हन्ति नास्तिकाः देवः इति कश्चित् नास्ति ईश्वरः सृष्टिकर्ता इति कश्चिन्नास्ति इत्यपि नास्तिकः वदति

अमुत्र किं वर्तते इति पृष्टे अमुत्र इति किमपि नास्ति सर्वम् अत्रैव अस्ति इति ये विश्वसन्ति ते नास्तिकाः वर्तन्ते आस्तिकाः एतादृशाः न सन्ति अमुत्र लोकः अस्ति परलोकः अस्ति जीवः कदापि यदा गीताशास्त्रायामपि भगवता कृष्णपरमात्मना उक्तं वर्तते यत् जीर्णानि यथा जीर्णानि वस्त्राणि निरस्य कश्चित् नूतनानि वस्त्राणि धारयति तादृशमेव जीर्णानि शरा शरीराणि त्यक्त्वा हित्वा नूतनशरीराणि प्राप्य आत्मा स्वमार्गे अनुवर्तते इति भगवता उक्तमेव इति शम्